इदानीं बालकानां विद्यालये प्रवेशार्थं शुक्लम् अवश्यमेव दातव्यम् एव यतो हि प्राचीनकाले गुरुकुलेषु यदा गच्छामः गुरुकुलं यदा गच्छामः तदा गुरुकुले तत्र गुरुपरम्परा तत्र शुल्कमित्यादिकं भवति यतो हि तत्रापि व्ययः भवति तत्रापि चालनीयं खलु गुरुकुलमपि अतः तत्र शुल्कं भवति किन्तु विद्यालयेषु आधुनिकविद्या विद्यालयेषु तत्र लधवः एव भवन्ति बालकाः तेषां पुस्त् पुस्तकानि एतावन्ति भवन्ति अन्यत् तेषां शुल्कमपि बहु अधिकं भवति अवश्यं तत्र शुल्कम् अवश्यमेव ते तैः बहु अधिकं स्वीकुर्वन्ति अयि लघुबालः लघुः भवति बालकः तु किन्तु शुल्कं तु एतावद् भवति किन्तु अवश्यमेव तत्र विना शुल्कं यत्र कुत्रापि विश्वविद्या विद्यालयेषु तत्र प्रवेशः एव नास्ति तत्र अतः अवश्यमेव बालकानां प्रवेशार्थं शुल्कं स्वीक्रियते एव